मम गृहे प्रतिदिनं जलस्य शोधनार्थम् आक्वागार्ड् आरो इत्यस्य साङ्केतिकः उपकरणस्य उपयोगः भवति परम् त् य तदा तदा यदा गृहे रोगिणः सन्ति यदा वयं प्रक्षालितं जलं पुनः प्रक्षालयितुम् इच्छामः तर्हि जलस्य शोधनार्थं वयं हरिद्रा इत्यस्याः उपयोगं कुर्मः एवं च पूर्वतनकाले जनाः अङ्गारं स्वीकृत्यापि जलस्य प्रक्षालनम् अकुर्वन् तदपि अस्माभिः इदानीम् अपि उपयुज्यते एवं च जलं मध्ये क्लोरिन् स्थापयितुम् अपि शक्नुमः तदा जलस्य प्रक्षालनं भवति शोधनार्थं वस्तुतः प्रतिदिनम् अस्माभिः आरो इत्यस्य उपयोगः एव भवति गुहोपचाराः तु बहवः सन्ति परम् अस्मिन् जीवने अस्मिन् जीवनशैल्याम् साङ्केतिकः प्रयोगः बहु अधिकः जातः समयाभावः बहु विद्यते अतः वयम् गृहोपचाराणाम् उपयोगं कर्तुं बहु न शक्नुमः तदस्ति विषयः